यः शास्त्रम् अधि अध्येतुं कामयते तेन आदौ सामान्य संस्कृतभाषास्वरूपं ज्ञातव्यं भवति यतोहि सक् सकलान्यपि शास्त्राणि संस्कृतेनैव विद्यन्ते इति कृत्वा आदौ तस्याः भाषायाः स्वरूपं ज्ञातव्यम् तत्र प्रयोगः ज्ञातव्यः तत्र इतोऽपि विशिष्य यः न्यायशास्त्रं उत् वेदान्तः अन्यथा मीमांसा इति किञ्चित् शास्त्रं यः पठितुम् इच्छन्ति ततः प्राग् तेन आदौ अवश्यं काव्यमध्येतव्यं भवति तेनैव ते सामान्यप्रयोगः नवीन नवीन पदानि इतोपि शब्दप्रयोगाः सर्वञ्ज्ञायन्ते तेन यदा सः शास्त्रं प्रविशति तदानीं तत्र पारिभाषिकपदार्थाणाम् अवगमने महान् लाभः भविष्यति एवं कोषस्यापि अध्ययनम् अवश्यं कर्तव्यम् अत्र एकत्र इतोऽपि यदाशास्त्रमधीते पुमान् अन्यथा कश्चित् उत काचित् यदा शास्त्रमधीते तदानीं केचन नियमाः अवश्यं पालनीयाः इति तत्र शुचिः ब्राह्म ब्रह्ममुहूर्ते उत्थानम् अन्यथा प्रत्यहं द्वि त्रिवारं द्विवारं कनिष्ठम् एकवारं वा स्नानं तदनन्तरं सन्ध्यावन्दनादि विहितकर्मानुष्ठानम् इदं सर्वम् अवश्यं कर्तव्यम् भवति